सांस्कृतिकक्रिडा भवति अत्र मल्ल मल्ल्ययुद्धं वा किमस्ति इति वदन्ति तत्र किं तस्य कृते क्रीडा कोऽपि क्रीडाया कृते शरीरबलम् आवश्यकम् इतोऽपि बुद्धिः अपि आवश्यकं यदि बुद्धिः अस्ति परं शरीरबलं शरीरबलं नास्ति चेत् क्रीडायां किमपि कर्तुं न शक्तवती इतोऽपि अपरं शरीरबलमस्ति परन्तु बुद्धिः मस्तिष्के कि कथं करणीयं किं करणीयम् एतत् न ज् जानन्ति तर्हि क्रीडा न भवति मल्लयुद्धे वा कुस्ति मध्ये द्वयमपि आवश्यकमस्ति शरीरसौष्ठवं सौष्ठता आवश्यकी इतोऽपि तत् कथं करणीयम् अग्रे यत् मल्लः अस्ति वा कुस्ति मध्ये या अग्रे भवति तेषां कथं पराजेतुं करणीयमस्ति तत् बुद्धिः मस्तिष्कद्वारा इतोऽपि कृतिद्वारा करणीयम् इति अस्ति अन्यत्र कबड्डि अपि चलति खोखो अपि चलति भिन्नभिन्नाः क्रीडाः सन्ति तेषामपि अधुना किं वक्तुं शक्नोमि अधिकाः जनाः तत्र बहवः क्रीडां कर्तुं कार्यं कुर्वन्ति वा क्रीडन्ति तेषामपि सम्यक् सङ्ख्या भवति अधुना